इदानीम् अहं नूतनं व्यापारम् आरम्भं करोमि इति एकम् उदाहरणं स्वीकरोमि तत्र अहं बहुषु सावधानविषयेषु बहूनि कार्याणि कर्तुं आवश्यकं भवति तेन विना नूतनव्यापारस्य आरम्भं कर्तुं बहवः क्लेशाः भवन्ति तत्र एकम् अहम् उदाहरणं स्वीकृत्य वदामि इदानीम् अहम् आपणम् उद्घाटयामि इति उदाहरणं वदामि तत्र अहं प्रथमतया आपणे किं किम् आवश्यकमिति लिस्ट् कृत्वा तत्र किम् आवश्यकं कानि कानि वस्तूनि आवश्यकानि जनाः किं किं स्वीकुर्वन्ति इति लिस्ट् कृत्वा तानि वस्तूनि स्वीकृत्य तानि आपणे स्थापनीयानि तद् द्रष्टुमपि बहूनि सुन्दराणि द्रष्टुम् आवश्यकं भवति तत्र

तद् नूतनव्यापारस्य आरम्भार्थं महद्धनम् अपेक्षितम् इति अपेक्षितमिति अपि नास्ति किञ्चिद्धनेन अपि कर्तुं शक्यते परन्तु महद् धनेन बृहद् आपणम् ओपन् कर्तुं शक्यते तदर्थमेव तत्र बहवः जनाः अगत्य किम् आवश्यकमिति तस्य मनसि किम् अपेक्षितमिति तत् स्वीकृत्य गन्तुमपि श्क्यन्ते तद् बहु बहु बृहत् मार्ट् अपि भवति तत् कुत्रापि भवतु तत्र आगत्यैव स्वीकृत्य तानि वस्तूनि स्वीकृत्य गच्छन्ति